यत्र सस्यानि सन्ति पादपाः सन्ति तत्र प्रायः कीटाः आगच्छन्ति सर्पाः अपि आगच्छन्ति सस्यं खादितुम् इच्छया पशुः अपि आगच्छति तदर्थं वयं किं मनसि स्थापयामः चेत् प्रथमं तु तत्र स्थानं शुद्धम् अस्ति वा इति पश्यामः तदनन्तरम् कश्चन सस्यं वयं वर्धयामः चेत् सर्पाः तत्र न आगच्छन्ति कश्चन तैलं वा रसायनं वा उपयोगं कुर्मः चेत् कीटाः तत्र न आगच्छन्ति तद् कः इति वयम् ज्ञात्वा तदपि सस्यं प्रति पालनसमये तद् विषयं पालयामः पशुः प्रायः सस्यं खादितुम् आगच्छन्ति तदर्थं तत्र किञ्चित् सुरक्षाक्रमः किमपि स्वीकरणीयम् तस्मादपि सर्पदंशनम् अभवत् चेत् वयं प्रथमं तु तत्र दंशनस्थानस्य उपरि किञ्चित् रज्जुः वा किमपि तत्र योजयित्वा वैद्यस्य समीपे गत्वा तस्य चिकित्सां कुर्मः तादृशः एव कीटदंशनमपि भवेत् चेत् वयं किमपि शुद्धतैलं तत्र स्थापयित्वा तदनन्तरं तद् बहु विषकरं वा न वा इति वैद्यस्य समीपे गत्वा एव दृष्टव्यम् पशुः शुनकः वा किमपि धेनुः वा तस्य आक्रमणं भवति चेतपि तत् वयं तस्य समीपे यद् वैद्यालयः अस्ति तत्र गत्वा तस्य प्रापर् चिकित्सा स्वीकरणीयम् प्रथमविषयं तु वयं तेषां तेषां मनसि ते भीतः तेषां मनसि भयः अस्ति चेत् ते दंशनं करोति तत् विषयं वयं मनसि स्मरामः तादृश पा पशूनामपि वयं करुणां दृष्ट्या पश्यामः